आम् अस्माकं प्रदेशे कारणं साधारणदेशः अस्ति अस्माकं नाग्पुरं तर्हि अस्माकं प्रदेशे अपि वर्षाकाले डैरिया डिसेण्ट्री इत्यादिरोगाः सन्ति तदनन्तरं ग्रीष्मकाले अपि एतानि स्किन् डिजिज़ेस् अपि भवन्ति तर्हि यदि वर्षाकाले कोलेरा डैरिया डिसेण्ट्री इत्यादि रो रोगाः भवन्ति तर्हि वयम् एतादृशान् रोगान् निवारणार्थम् आयुर्वेदः चिकित्सापद्धत्याम् ऋतुः ऋतुजनिताः रो रोगाणां कृते याः याः चिकित्साः वर्णिता सन्ति ताः ताः चिकित्साः उदाहरणार्थम् उष्णजलपानं लघुभोजनम् तदनन्तरं कटुतिक्तकषाय औषधीनां सेवनं इत्यादिकं वयं ते तेषां योजनां कुर्मः एतादृशान् रोगान् रोगाणां निवारणार्थम् अदु